भारतस्य आरोग्यव्यवस्था अन्यदेशानां व्यवस्थाभिः अत्यन्त उत्तमा विद्यते किन्तु तत्र परिवर्तनं गुणवत्ता च अत्यन्तम् अपेक्षिता एव अस्माकं चिकित्सालयाः विशिष्य अत्यन्तवैज्ञानिकदृष्ट्या इतोपि अग्रे गच्छेयुः विशेषेण तत्र तन्त्राणि यानि सन्ति अत्याधुनिकतन्त्राणि तत्र सर्वत्रापि न सन्ति केचित् प्रदेशे केषुचित् प्रदेशेषु केवलं जनेभ्यः तत्र मिलति अन्यथा सर्वत्रापि सर्वप्रदेशेषु सर्वजनानां कृते तत्र उपयोगाय नैव विद्यन्ते यदि इच्छन्ति अत्यन्तं दूरं गच्छेयुः गत्वापि तत्र अधिकं व्ययं कर्ता का कर्तव्यं भवति एवं सेवायां गुणवत्ता अपि अधिका भवेत् एव यतो हि अस्माकं भारते जनसंख्या अपि अत्यन्त बहु विद्यते एव अतः अत्रत्यः जनसंख्यां मनसि निधाय सर्वकारः आरोग्यव्यवस्थाम् इतोपि सम्यक् कर्तव्या विद्यते तत्र प्रतिग्रामम् अपि तत्र चिकित्सालयः तत्र स्थापयेदेव सर्वकारः उत्तमवैद्यमपि तत्र निर्दिशेत् तदनुगुणं तत्र चिकित्सा व्यवस्था अपि तत्र परिकल्पयेत् उत्तमगुणयुक्त औषधवितरणमपि तत्र कुर्यात् इति मम आशयः